अहम् ऊबर् इति माध्यमेन केब् इत्यस्य पूर्वारक्षणम् अर्थात् प्रीबुकिङ्ग् कृतवान् श्वः मया चतुर्वादने विमा विमाननिस्थानं प्रति गन्तव्यं वर्तते मया कथमपि तत्र पञ्चवादनात् पूर्वं भवितव्यं ततः मया अमेरिकादेशः गन्तव्यः वर्तते तत्र च गमनम् अतीवमहत्त्वपूर्णं वर्तते तदर्थं भवान् कदा आगमिष्यति श्वः इति वदतु पूर्ववत् विलम्बं न करोतु कृपया समये अत्र प्राप्नुतात्